मम गृहे तावत् सर्वदा यथेष्टं यस्य या इच्छा वर्तते त तस्यामिच्छां तस् तदनुसारम् अस्माभिः आहारः पच्यते तत्र यदि कश्चनः रुग्णः भवति तर्हि तावत् तस्य कृते पथ्यं पालनीयम् इति अस्माभिः उच्यते तत्र यः आहारः सात्विकः भवति यस्य च पचनं शीघ्रं सम्यक् च भवति अनन्तरं तच्च यथा रसयुक्तं स्यात् तथा अस्माभिः आहारः पच्यते तत्र तेभ्यः कषायम् अनन्तरम् जलपानम् अधिकं कुर्वन्तु इति वयं वदामः अनन्तरम् शाकानां फलानां च आधिक्यं यथा आहारे स्यात् तथा वयं परिरक्षणं कुर्मः तत्र प फलेषु आहारेषु च यदि किम् ज्वरः आगच्छति तर्हि तेभ्यः यथा अधिकं जलांशं लभ्येत तादृशानि फलानि तादृशाः शाकाः च गृहे पच्यन्ते यदि तावत् शैत्यम् इत्यादि समस्याः भवन्ति तर्हि अस्माभिः उष्णः आहारः नाम मन्दोष्णः आहारः स्वीक्रियते तत्र मन्दोष्णम् कषायम् अनन्तरं सारं च वयं स्वीकुर्मः तेषां सेवनेन अस्माकम् आरोग्यं सम्यक् सुदृढं तिष्ठति तत्र आहारे पाकः यथा कर्तव्यः इति प्रश्ने सति स यथा पचनार्थं सुलभम् अनन्तरम् तेभ्यः स्वीकारे क्लेशः यथा न स्यात् तथा मिताहारश्च क्रियते